अस्माकं भारतस्य मध्ये बह्व्यः विशिष्टाः सः सांस्कृतिकपरम्पराः सन्ति किमपि

बहु मतानि सन्ति अस्माकं सर्वमपि सर्वश्रेष्टः कः विशिष्टः विशेषः क्वालिटि अस्ति तत्तु

कस्यापि तिरस्कारः न कुर्मः तत्तु अस्माकं दर्शनशास्त्रे अस्माकं विज्ञानक्षेत्रे अस्माकं कलानामपि बहु सुलभेन दृश्यते वयं सर्वे सर्वेषां मतानां सम्मानः कुर्मः उदाहारणतया उदाहरणतया भारतराष्ट्रे द्वे सङ्गीतपरम्परे प्रमुखे स्तः उत्तरभारतीय सङ्गीतपरम्परा दक्षिणभारतीयसङ्गीतपरम्परा च उत्तरभारतीयसङ्गीतपरा परम्पराणां परम्परायाः परम्पराणां नाम हिन्दुस्तानीसङ्गीतम् अस्ति दक्षिणभारतस्य कर्नाटकसङ्गीतम् अस्ति तेषां परस्परं बहु सम्मानं कुर्वन्ति बहवः रागाः सन्ति बहवः तालाः सन्ति तेषाम् एक्स्चेञ्ज् अकरोत् उदाहरणम् उत उदाहरणतया हंसध्वनिरागमस्ति तद् दक्षिणभारतस्य रागमस्ति तस्य प्रयोगं हिन्दुस्तानीसङ्गीतम् अपि कुर्वन्ति बहवः रागाः रागाः सन्ति बहवः तालाः अपि सन्ति परस्परम् एक्स्चेञ्ज् कुर्मः बहु आदरतया द्वयोः परम्परायोः परस्परं भविष्यन्ति गायति गमिष्यन्ति एतदेव सर्वप्रथमभेदः अस्ति अस्माकं परम्पराणां मध्ये विदेशे आङ्ग्लः अन्ये देशस्य परम्पराणां तत्र एकं सम्माननम् एकं परस्परप्रेम नास्ति एतद् मम मतम्